भारतस्य संस्कृतेः इतिहासस्य च अवगमने रामायणे वयं पात्रचयनमित्युक्ते रामस्य पात्रं वयं चयनं कर्तुं शक्नुमः यतो हि रामः एकः अवतारपुरुषः धर्मपुरुषः धार्मिकपुरुषः तद् पितृवाक्यपरिपालनं करोति सहोदराणां देशरक्षणं करोति सहोदराणां अव् प्रियः प्रियः अस्ति सर्वेषां प्रियः अस्ति अनन्तरं देशरक्षणं करोति जनानाम् एकः राजा जनानां पिता इव भवति जनानाम् सावधानिकः पिता इव भवति अतः वयं रामं रामस्य पात्रं यदा रामायणं वयं श्रुण्मः तदा रामस्य रामः यत् करोति तद वयम् अनुसरामः चेत् तदेव भारतीयसंस्कृतिः भवति तद् रामं वयम् अनुसरामः अनन्तरं महाभारते कृष्णस्य पात्रं कृष्णः धर्मस्य रक्षणार्थम् अधर्मस्य यदा अधर्मः भवति तदधर्मं नाशयितुं धर्मं रक्षितुम् बहूनि कार्याणि कृतवानस्ति कृष्णः पाण्डवानां यथा यदा यदा पाण्डवानां कष्टं भवति तदा पाण्डवानां साहायं करोति तादृशम् तादृशं बहूनि कार्यं कृत्वा धर्मरक्षणमेव तद् प्रथमः धर्मः प्रथमं कार्यं प्रथमं कार्यं कृष्णस्य तदर्थम् यत् यत् करणीयं तत्सर्वं करोतु तदेव मम अभिप्रायः